जून् मासस्य प्रथमः दिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रं वर्षं जुलै मासस्य षष्टदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्र द्विसहस्रं वर्षं आगस्ट् मासस्य पञ्चदशदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रं वर्षं सेप्टेम्बर् मासस्य पञ्चमदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रं वर्षं अक्टोबर् मासस्य नवमदिनाङ्कः त्रयोविंशत्युत्तरद्विसहस्रं वर्षं